ग्रामीण ग्रामीणजनानां कृते तु न्यायालये ते न्यायालं तेषां सत्यं तेषां पार्श्वे एव भवति न्यायः तेषां पार्श्वे एव भवति किन्तु तेषां निकटे लायर् कृते दातुं धनं न भवति तदानीं तैः बहु कष्टम् अनुभूयते अनन्तरं किं नाम इदानीं कार्य सर्वकारियकार्यलय कार्यलयः कार्यालयः लयेषु तत्र ते गच्छन्ति तेषां कृते सौल किमपि सौकर्यं वा सौलभ्यम् अपेक्षितं भवति किन्तु तत्र तेषां निकटे धनं न भवति अथवा ते तेषां कृते किं पठनमध्ययनं तेषां विद्याभ्यासः न भवति तस्मात् तेषां कृते बहु वञ्चनं भवति तत्र तस्मात् तेषां कृते बहु कष्टं भवति इदानीं कश्चन कृषकः तस्य कृते इदानीं सर्वकारात् कश्चन सौलभ्यम् आगतमस्ति किन्तु तस्य कृते नैव ज्ञायते ए एतेषां किं गौर्मेण्ट् कार्यालयानां कार्यालये ये कार्यं कुर्वन्ति तेषां तत् कार्यं भवति तत्र सर्वत्र गत्वा येषां वाटिका अस्ति येषां लघु लघु क्री कृषिभूमिः अस्ति तेषां कृते अस्माभिः सौलभ्यं दातव्यं किन्तु ते किं कुर्वन्ति आलस्यं कुर्वन्ति तस्मात् एतेषां कृते कष्टं भवति ये बहु धनमर्जयन्ति बहु बृहद्वाटिका भवति ते गत्वा तादृशं स तादृशं सर्वं स्वीकुर्वन्ति तस्मात् तेषां तेषां निकटे धनमधिकं भवति तथापि ते तैः एतादृशं सर्वं क्रियते ब्रष्टाचारः एते अपि धनं यच्छन्ति एते कार्यालये ये कार्यं कुर्वन्ति ते धनं स्वीकुर्वन्ति तस्मात् ये लघु लघु कृषकाः सन्ति तेषां कृते बहु क्लेशाय भवति कष्टं भवति अनन्तरम् इतोपि किं नाम एते लघु ग्रामाात् ये का किं सम्यक् किञ्चित् कष्टेन अधिकं अध्ययनं कृत्वा गच्छन्ति तेषां कृते बहिः कार्यं न प्राप्यते अथवा तादृशविद्या एव न प्राप्यते तस्मात् ते यदि गौर्मेण्ट् शाला तत्सर्वं ग्रामे क्रियते तत् तत् तेषां कृते न्यायः भवति कश्चन अस्माभिः न्यायं दातव्यमस्ति तेषां कृते